मम निट्टिङ् तथा सीवनकार्यार्थं सामान्यतया विशेष चयनम् इति किमपि नास्ति पटः कः पटः कस्य वर्णस्य इति उद्दिश्य एवं भवति मम समीपे चित्रवर्णाः सर्वेषां वर्णानां पटः अपि सन्ति अतः प्रत्येकम् इत्यस्य चयनं इति न भवति यत् सामान्यतया यच्च ब् सीवनम् अपेक्ष्यते तस्य सदृशम् एव अहं चयनं करोमि मम इष्टतमाः वर्णाः इति नास्ति किन्तु मम प्रियवर्णाः स् शुक्लवर्णः एव श्वेताम्बरधर दर श्वेताम्बरधरः अतः शुक्लवर्णः एव प्रिय तरः एव पाटलवर्णः अपि पाटलवर्णः अपि मया इष्यते अतः केवलं पाटलवर्णः इति नास्ति के किन्तु पाटलवर्णः मया इष्टः अतः विशिष्टचयनम् इति न भवति सर्वेषां पटानां सर्वेषां तन्तूनामपि सङ्ग्रहः मम समीपे अस्ति पटम् उद्दिश्य एव अहं सीवनं करोमि धन्यवादः